छात्राः भवन्तः पाठ्यपुस्तकम् एव सम्यक् पठन्ति चेत् पर्याप्तम् अनन्तरं शिक्षकाः यथा वर्गे बोधयन्ति तद्विषये विषयं जानन्तु अनन्तरं शिक्षकाः यान् बिन्दून् तद्विषये ददति तत् भवतां टिप्पणी पुस्तिकायां लिखन्तु अन्यान्य मार्गदर्शी पुस्तकानि नाम गैड्स् इति यद्वदामः तत् कृपया न स्वीकुर्वन्तु यतोहि तत्र तत्तद्विषयसम्बन्धः सम्बन्धे अन्येविषयाः अपि योजिताः भवन्ति परन्तु ते विषयाः भवतां ज्ञानार्थं अथवा बुद्धिविकासार्थम् आवश्यकं भवेयुः परन्तु परीक्षार्थम् तेषां पुस्तकानाम् उपयोगः नास्ति अतः कृपया भवन्तः छात्राः पाठ्यपुस्तकं विना अन्यपुस्तकादिकं न पश्यन्तु यतोहि वार्षिकपरीक्षायां वा भवतु मासिकपरीक्षायां वा भवतु संस्थाद्वारा यत् बोर्ड् परीक्षा इति यद्वदामः तत्र पाठ्यपुस्तकानि विहाय तत्रस्थ प्रश्नान् विहाय अन्यप्रश्नाः न पृच्छन्ते अतः शिक्षकैः यत् पाठ्यते तदेव स्वीकुर्वन्तु अन्यपुस्तकानि न स्वीकुर्वन्तु